अस्माकं गृहे प्रदेशे वृद्धाः सन्ति तास् तेश् तेभ्यः काले काले भोजनं न लभ्यते इत्यस्मात् ते शीघ्रमेव मरणं प्राप्नुवन्ति पुनः तत्र ते तु द्विचक्रवाहने चलन्ति अतः मार्गाः अपि सम्यक् न सन्ति इति क कदाचित् तत्रेव पतित्वा शीघ्रं वैद्यालयं प्रे नेतुं क्लेशः भवति इति कृत्वा कष्टम् अनुभवन्ति पुनः काले काले वृष्टिः नायाति इति कृत्वा धान्यान् वर्धयितुमपि क्लेशः भवति अतः धान्यानां समस् समस्या वर्तते इति कृत्वा सदृढाः अपि न सन्ति एवं पुनः अतः अधुना ये सम्यक् पठितवन्तः ते वैद्यालयं निर्मा वैद्यालयस्य निर्माणं कुर्वन्तः सन्ति अतः तद् किञ्चित् अधुना समीचिनं जातमस्ति अतः उत्तमं जातमस्ति इति वक्तुं शक्यते